हरिः ओं हा नमस्ते अहं तिरुमला अत्र सुरानमहाविद्यालयतः दूरवाणीं करोमि भगिनी भवती श्रीमतिः भगिनी वा मया श्रुतं ब भवत्याः एकः आपणः अस्ति इति ते भवत्याः पुत्रं मिलितवान् श्रीधरः इति सः उक्तवान् अस्माकम् आपणः अस्ति इति इदानीं किम् इत्युक्ते अस्माकं विद्यालये लेखनी पट्टिका सुधाखण्डः मार्जन्यः एतादृशाः अस्माकं लघुलघुवस्तूनि आवश्यकानि सन्ति पुनः हा सत्यं भगिनी तादृशाः तत्र तत्र लेखनी अपि इदानीं सामान्यतः कृष्णवर्णलेखनी पुनः कालवर्णलेखनी कृष्णवर्णलेखनी रक्तवर्णलेखनी पुनः हरितवर्णलेखनी एतादृशाः तत्र आवश्यकाः भवन्ति आं तत्र किमित्युक्ते धनमपि किञ्चित् न्यूनं भवेत् भगिनी तादृशम् अस्माकं तत्र उपायनार्थं नावश्यकं केवलं दिननित्यम् उपयोगार्थम् आवश्यकानि सन्ति

न ब भवत्याः आपणः कुत्र भवति इति भवति वदति चेत् समीचीनं भवति ओहो गिरिनगरं हा ओहो अत्र अस्माकम् ओहो बहु समीचीनं प तत्र कति प्रारम्भतः इदानीं लेखन्याः आरम्भमूल्यं मूल्यं किं भवति भगिनी

अ बहु समीचीनं किं पत्राणि अपि भवन्ति वा ए फ़ोर् पत्राणि अपि भवन्ति वा ए फ़ोर् त्रि फ़ोर् ओ बहु समीचीनं पुनः किमित्युक्ते मम पुत्री किमित्युक्ते उपायार्थं तस्याः जन्म दिनस्य आचरणसमये वयं मम अत्र मित्राणां कृते लेखनीमेव दद्मः पिता इति माम् उक्तवती किं भवती किं वदति लेखनीं दद्मो वा अथवा पट्टिकां दद्मः वा किम् इत्युक्ते भगिनी तत्र म म म मौल्यं न्यूनं भवेत् दर्शनार्थं सम्यक् भवेत् ह बहु सम्यगस्ति इति आनन्देन

ओ हो लेखनपुस्तिका अपि लघुपुस्तिकाः अपि सन्ति वा भगिनी इदानीम् अस्माकं सामान्यतः इदानीं शालासु किमित्युक्ते हरितफलकानि न सन्ति भगिनी इदानीं किमित्युक्ते बहूनां तत्र डस्ट् अलर्जी धूलीदोषः आरोग्यस्य ना नाशनकारणेन अत्र बहवः किं कुर्वन्ति इत्युक्ते वैट् बोर्ड् इदानीं तादृशस्य उपयोगं क्रियते इदानीम् अस्माकं शालासु तस्य व्यवस्थापनं कर्तुम् इच्छामः वयं फलकं तु अत्र अस्माभिः स्थापितानि सन्ति फलकानि स्थापितानि सन्ति इदानीम् अस्माकं विद्यालये पि यु सी पदवीकक्ष्याः एम् काम् एम् एस् सि एतत् सर्वमपि अस्ति अतः बहु बृहत् ब श विद्या बृहत् विद्यालयः वर्तते अस्माकम् अतः तादृशी तत्र लेखनी अपि आवश्यकी भवति ओ हा समीचीनं हा हा हा इदानीम् इत्युक्ते शालासम्बन्धीनि उपकरणानि सर्वाणि सन्ति इति भवति हा

बहु प्रसिद्धः आपणः आपणः इति नाम किम् अस्ति भवताम् आपणस्य ओ श्रीदुर्गं बहु श्रुतं श्रुतं नाम एव बहु समीचीनं ह हा समीचीनं बलक् रूपेणापि यच्छति इति भवती कथयति अहम् एतत् सर्वम् अत्र अस्माकम् इदानीं भवती एकं तत् किं वदामः किं किं सन्ति इति एका पट्टिका आवलिः भवति खलु वस्तूनाम् आवलिः तद् हा म हा मेल् करोति चेत् अहम् अस्माकं विद्या हा विद्यालयदेवस्य ये तत्र म महाजनाः भवन्ति कार्यालयजनाः तान् तान् दर्शयित्वा अहम् अनन्तरम् अहं तत्र किं किं तत्र स्वीकरणीयं किं किम् आवश्यकं सर्वमपि अनन्तरम् आवलिं ददामि अस्तु वा अ किम् इत्युक्ते पुनः भगिनी तत्र वस्तूनि तेषां मौल्यमपि तत्र भवतु यतः हा लिखितं भवति वा तादृशम् यतः पुनः तदर्थं पुनः ते पृच्छन्ति

ओ आवलिः सम्यगस्ति हाहाहा ओ समीचीनम् इदानीं सुधाखण्डस्य उपयोगः बहुत्र न न्यूनः इति मन्ये हा हो समीचीनं मयोदये दस्ट् अलर्जि इति जनाः वदन्ति हा इदानीम् आपणस्य समयः कः भवति भगिनी ओ सप्तवादनपर्यन्तं भवति वा यतः अस्माकं विद्यालयस्य समयः इत्युक्ते तत्र नववादनतः पञ्चोनपञ्चवादनपर्यन्तं न न सपाद पादोनपञ्चवादनपर्यन्तं भवति अतः अनन्तरम् आगन्तुं शक्नोमि खलु चिन्ता नास्ति ओहो धन्यवादः भगिनी बहु उपकाराय कृते धन्यवादः राम राम